हरिः ओम् समीपस्त नगरं बेलूरनगरं एतत् मम पितुः नगरम् वयं कुटुम्बजनाः मिलित्वा प्रतिवर्षं तत्र गच्छामः वेलूरनगरे बहवः मन्दिराणि सन्ति देवदर्शनार्थं वयं प्रतिवर्षं तत्र गच्छामः समीपे ग्रामस्य वातावरणमपि बहु सम्यक् भवति तत्र देवदर्शनं कृत्वा समीपे ग्रामे वयं समययापनं कुर्मः ग्रामे बहवः जनाः कृषिकार्यं कुर्वन्ति कृषिः जनाः कृषिवलाः तत्र सस्यानि उत्पादयन्ति